महाभारतः विष्णोः अवताररूपः श्री अवताररूपः श्रीमान् वेदव्यासमुनिभिः कृतः ग्रन्थः महान् ग्रन्थः महत्वात् भारवत्वाच्च महाभारतमुच्यते निरुक्तमस्य यो वेदः सर्वपापैः प्रमुच्यते इति वचनरीत्या महाभारतस्य नामोच्चारणं नामोच्चारण कृतं नामोच्चारणं करोति चेदपि अस्माकं पापं प्रमुच्यन्ते इति आर्षपरम्परया सर्वे अवगन्त्येव महाभारते लक्षश्लोकाः सन्ति आदिपर्वमारभ्य स्वर्गारोहणपर्वपर्यन्तम् अष्टादशपर्वाः अपि सन्ति महाभारतस्य प्रथमः मुख्यविषयः पाण्डव पाण्डवकथा कौरवकथा तेषां मध्ये सारांशविषयः किमर्थम् इति चेत् धर्मं करणीयम् अदर् अधर्मं त्याज्यम् इत्येव मुख्यविषयः अन्यत्र महाभारतस्य महत्वः किमिति चेत् महाभारतः सर्व अनेकग्रन्थेषु मध्येषु उत्तमः तारतम्यरूपेण इति सर्वे अवगच्छन्ति एव